महाभारतं एकः महान् ग्रन्थः पत् पञ्चमवेदः इत्यपि तस्य नामान्तरं वर्तते महाभारतं महाभारतस्य एककर्तृत्वम् इति विषये मम इच् मम अभिप्रायः एवं वर्तते महाभारतकाले व्यासः तत्र प्रत्यक्षीभूतः इति कथा कथायां श्रूयते एवञ्च महाभारतकाले व्यासः तत्रैव आसीत् एवञ्च तस्य किं प्रधानभूतः व्यासः सः एव महाभारतम् आरचितवान् इति मम वि स्वाभिमानं वर्तते एवञ्च तस्य लेखनं तावत् भगवान् गणेशेन कृतं स्यात् परन्तु तस्य वाचकः अयं वेदव्यासः एव आसीदिति कृत्वा तत्र मम अभिमतं वर्तते एककर्तृत्वमेव इति तत्र लेखयिता केवलं गणेशः वर्तते परन्तु तस्य कर्तृत्वं तु वहति वेदव्यासः एवञ्च महाभारतस्य एककर्तृत्वविषये मम अभिप्रायः एकः एव कर्ता इति महाब् महान् वेदव्यासः एव तस्य कर्तृत्वं वहति एवञ्च वेदव्यासः तस्मिन् काले साक्षीभूतः प्रत्यक्षीभूतः अपि च यद्यद् जातम् आरम्भतः भीष्मप्रतिज्ञातः एतावत्पर्यन्तं कुरुक्षेत्रं कुरुक्षेत्रयुद्धम् अपि च तेषां स्वर्गारोहणं यावत्पर्यन्तं जातं तावत्पर्यन्तं प्रमाणीभूतः प्रत्यक्षीभूतः वेदव्यासः इति कृत्वा तस्य प्रमाणत्वेन एककर्तृत्वं वेदव्यासस्य एव भवितुम् अर्हति अतः वेदव्यासः एव अस्य महाभारतस्य एककर्तृत्वं वहति इति मम अभिप्रायः